आकाशवाण्यां मम प्रियकार्यक्रमम् अस्ति चलच्चित्रानां गीतानां श्रवणं गृहे यदा भवामि तदा न श्रुणोमि यदा वयं बहिः गच्छामः किल याने आकाशवाणीं स्थापयामि तदा बहू पुरातनगीतानां श्रवणं बहू मह्यं बहु रोचते तद् मह्यम् अन्यत्र कुत्रापि नयति तद् आनन्दं स् आस्वाद्य वयं याने गच्छन्तः भवामः परन्तु दूरदर्शनस्य अस्माकं गृहे एकमेव दूरदर्शनम् अस्ति नाम मम श्वश्रुः प्रकोष्टे एव एकमस्ति अन्यत्र किमपि नास्ति सा इदानीं नवतिवर्षीया अस्ति बहिः कुत्रापि न गच्छति अतः तस्याः प्रकोष्टे एव एक दूरदर्शनं स्थापितम् अस्ति सायनन्तरं सा तत्रैव किं व्यस्थाः भवति अन्यत्र कुत्रापि न गच्छति किल अतः अतः अस्माकं कृते दूरदर्शनकार्यक्रम किमपि द्रष्टुं न लभ्यते परन्तु इदानीं केनापि किमपि उत्तमकार्यक्रममस्ति इति श्रुतं चेत् तद् द्रष्टव्यं नो चेत् श्रवणं करणीयमिति मनसि आगच्छति तदा यूट्यूब् इत्यत्र गत्वा किमपि आवश्यकं चेत् तत्र गत्वा वयं पश्यामः नो चेत् तत्र गत्वा किमपि उत्तमकार्याणि उत्तमकार्यक्रमाणि सन्ति वा इति शोधनं कृत्वा वयं पश्यामः तावदेव